जलस्य शोधनार्थम् अहं बहुवारं तत्र तस्मिन् तुलसीपत्रं स्थापयामि अनन्तरं तुरटि इति मराठिमध्ये अस्ति एकम् एकः पदार्थः पदार्थः इत्युक्ते स्फटिकसदृशः ट्रान्स्पेरेण्ट् पाषाणखण्डस्वरूपम् अस्ति एकः पदार्थः तं स्थापयामि चेत् सर्वं अशुद्धजलं यत् अस्ति अशुद्धता तत्र यत् या कि अशुद्धतया कापि भवति सा अधः तिष्ठति शुद्धं जलम् उपरि उपरि आगच्छति तथा तदा करोमि अनन्तरं बहुवारं तत्र लवङ्ग् इति अस्ति तत् स्थापयामि अनन्तरं ताम्रपात्रे जलं स्थापयित्वा किञ्चित् कालानन्तरं तत् पिबामि तादृशानि उपायानि अहं करोमि तादृशं उपायं करोमि अनन्तरम् इतोऽपि कूपः कूपस्य अपेक्षया नलं नलिकाजलं बहुशुद्धं भवति अत्र महानगरपालिका तदेव कार्यं करोति शुद्धजलम् एव नलिकाद्वारा सर्वत्र प्रसारयति तर्हि तत्र अधिकस्य शुद्धीकरणस्य आवश्यकता नास्ति तथापि यत् तुर्टी इति उक्तवती अहं कदा कदा वृष्टिकाले तथा भवति धनं जलं किं किञ्चित् अशुद्धम् आगच्छति तर्हि तत्र तुर्टि स्थापयामि तेन सम्यक् शुद्धीकरणं भवति तथापि एकमस्ति बहु अशुद्धं जलम् आगच्छति चेत् तुर्टि स्थापयित्वा अपि शुद्धं तेन शुद्धं यत् जलं भवति तम् उष्णं करोमि उष्णजलम् अनन्तरं शीतं कृत्वा तत् पिबामि तर्हि एतादृशानि उपयानि उपायानि उपायाः एतादृशः उपायः पर्याप्तः इति मन्ये